मम क्षेत्रे समान्यं भूमीविषये कलहः भवति एकः अन्यस्मै भूमिदानं यदि करोति तत्र मापनविषये कश्चनक्लेशः भवति तदा तं न्यायालयं नयामः तत्र च न्यायाधीशाः उभयपक्षमपि सम्यक्तया श्रुत्वा विचिन्त्या च न्यायं प्र यच्छन्ति एवमेव न्यायाधीशेन सम्यक् विचिन्त्य उभयपक्षमपि श्रृत्वा अनेके विषायानां अनेके समस्यानां च निवारणं कृतं वर्तते एवमेव बहुविषयाः अस्माकं क्षेत्रे सर्वदा भवन्ति